सांस्कृतिकपरम्परां रक्षितुं मम विचाराः विचाराः तु अनेकाः सन्ति परन्तु किञ्चित् वक्तुं इच्छामि किमित्युक्ते प्रथमं यदापि वयम् आरम्भं कुर्मः प्रथमस्थरीयाणां कृते एव वयम् आरम्भं कुर्मः उदाहरणार्थमत्र अब्दुल्कलांमहोदयः महोदयेन उक्तमस्ति यूतार्तिपिल्लर्सोप्दिफ़्युचर् पिल्लर्स् इति उक्तवान् तदा एव वयमपि पालयामः इदानीमाधुनिककाले संस्कृतिविषये वा परम्पराविषये वा ज्ञानमेव न भवति किमर्थमित्युक्ते अस्माकं भवान् उ प्रातःकाले उत्थाय दन्तधावनं कृत्वा भोजनम् अल्पाहारं कृत्वा कार्यं कार्यार्थं गच्छति पठनार्थं गच्छति आगच्छति क्रीडति निद्रां करोति तदेव अस्माकं प्रतिदिनं एतत् सोपानं भवति परन्तु मध्ये मध्ये अपि बोधनमिति एकम् आवश्यकं गृहे निश्चयेन बालकाः सन्ति चेत् ज्येष्ठाः अपि भवन्ति तद् एकेकं गृहे अपि बालकाः ज्येष्ठाः निश्चयेन भवन्ति एकं तु ज्येष्ठानां दायित्वं भवति भवति यदा यदा समयः लभ्यते तदा बालकानां वा ये संस्कृतिविषये न जानन्ति तेषां समीपे उपविश्य एकं बोधनं लघुबोधनं सांस्कृतिकविषये इदानीम् उदाहरणार्थम् इदानीं भोजनसमयः अस्ति वयं पूर्वकाले किं वदामः हे अन्नपूर्णामाता मां क्षमां करोतु अन्नस्य वृथा न कर्तुं इच्छामि अतः अन्नं खादामि अद्यतन अन्नं भवति दत्तवतीति कारणेन धन्यं धन्यवादः धन्यवादानि सूचयामि ते येषां कृते अन्नं न प्रातं ते तेषामपि प्राप्नुवतु इति मातुः चरणारविन्दौ प्रार्थनां कृत्वा एव वयं खादामः तादृशं लघुलघु किञ्चित् इदानीं यदा स्नानं कुर्मः एकम् एकं श्लोकं वदामः गङ्गा यमुना इति स गङ्गा यमुना सिन्धुः सरस्वती इति एकं स्नानमन्त्रमुक्त्वा एव आरम्भं कुर्मः तादृशं किञ्चित् किञ्चित् बोधनं कुर्मः चेत् ते अपि आरम्भं कुर्वन्ति कथं द्रष्टुं शक्यते इत्युक्ते यदा ते भोजनं कुर्वन्ति स्पर्शनं कृत्वा नेत्रस्पर्शनं करोति तदपि संस्कृतिः विषयः एव तादृशम् संस्थाः विविधाः संस्थाः सन्ति एतद् हिन्दु आर्गनैजेशन् इति इति अपि संस्थाः सन्ति ते अपि स्पर्धारूपेण भावरूपेण स्पर्धा रूपेण अपि आरम्भं कर्तुं शक्नुमः इदानीं फ़्यान्सि ड्रेस् कोम्पिटेशन् तादृशं मोरल् कोम्पिटेशन् अनन्तरम् एस्से रैटि निबन्धलेखनविषये तदनन्तरं स् चर्चाविषये डिबट् इति वदामः तत्र एतस्य विषये योजनां बद योजना भवति चेत् किम् इत्युक्ते स्पर्धारूपेण न ज्ञानवर्धनार्थम् एतत् उत्तमः उपायः किमर्थमित्युक्ते आधुनिककाले सर्वं स्पर्धा स्पर्धा स्पर्धा स्पर्धा इत्येव अस्ति वयमपि अस्तु स्पर्धारूपेण कुर्मः परन्तु ज्ञानविषये चिन्तयामः इदानीं सः निबन्धलेखने लिखति यत् लिखति तद् यदस्ति तद् न लिखति यदस्ति तद् अवगम्य एव लिखति तदेव निबन्धलेखनमिति यदापि भवतु फ़्यान्सि ड्रेस्स् वा किमपि भवतु तस्य विषये अवगम्य एव सः प्रतिबिम्बं सः करोति तत्र किं अस्ति तत् स्पर्धा अपि भवति ज्ञानमपि तस्य वर्धयति तदपि उल्लेखितुम् इच्छामि तदनन्तरम् इदानीम् आधुनिकमन्दिराणि सन्ति तत्रापि वयं किञ्चित् स्ट्रिक्ट् रूपेण किञ्चित् वदामः सर्वे ये ये मन्दिरम् आगच्छन्ति तत्र वा आदुळ् सं सांस्कृतिकवस्त्रान् धृत्वा एव आगच्छामः इति तदनन्तरं नाटकानि इदानीं चलनचित्रमेव सर्वे अधिकाः पश्यन्ति यद् सर्वे रोचन्ति तत्र वयं किमपि सांस्कृतविषये कर्तुं शक्यते वा इति उदाहरणार्थमत्र लियो मुविमध्ये विजेयेकं कृतवान् तदेव अग्रिमदिनात् सर्वे तदेव कुर्वन्ति इदानीम् एकं कोइन् अस्ति तदेकं फ़्लिप् कृतम् अग्रिमदिने छात्राः तु तदेव कुर्वन्तः सन्ति इदानीं ये ये महापुरुषाः सन्ति बहु अधिकाः जनाः तान् अनुसरन्ति इदानीं ये ये अनुसरन्ति ते तत् कुर्वन्ति चेदेव जनाः तद् दृष्ट्वा अनुसरणं कुर्वन्ति तत्रापि वयं सांस्कृतिकविषये कुर्मः कुर्मः चेत् सम्यक् भवति इति मम विचाराः